भारतेन अद्य सम्मुखीक्रियमाणाः बहूत्तमाः पर्यावरणसमस्याः काः इति प्रश्ने बहुविधसमस्याः नानाविधसमस्याः अनुभूयमाणाः वर्तन्ते यथा नद्यः वनानि पर्वताः समुद्रं कृषिक्षेत्राणि एवम् इतोऽपि बहुविधप्रदेशेषु पर्यावरणेषु बहु कलुषितं जातमस्ति जलं वायुः अस्तु वा एवम् इदं सर्वं कलुषितमस्ति कृषिभूमिः विशेषेण यथाः कृषिभूमिषु अधिकम् औषधस्य सिञ्चनं भवति अतः तत् कलुषितं जातम् अस्ति अपि च वनेषु विशेषेण बहुविधाः महन्तः वृक्षाः ये सन्ति तेषाम् आरणहोमः एव क्रियमाणः अस्ति तेन किं भवति यदि बृहत् वनं न भवति चेत् वृष्टिः अपि न पतति वृष्टिः यदि न भवति तर्हि कृषिक्षेत्रेषु जलं न भवति यदि जलं न भवति तर्हि भोक्तुम् आहारः नैव लभ्यते अतः किं कुर्वन्ति औषधं रासायनिकं सिञ्चन्ति तेन भूमिः अपि कलुषिता भवति सर्वम् अस्माकम् आरोग्यमपि कलुषितं भवति एवमेव अग्रे पर्वतेषु विशेषेण तत्र विद्यमानं बृहत् बृहत् किमुच्यते अस्माभिः गृहनिर्माणार्थम् इत्यादिकं प्रति तस्य उपयोगः क्रियते